हरिः ओं रेणुका पुस्तकालयः अस्ति वा हा आम् आम् अहं कानिचित् कानिचित् पुस्तकानि क्रेतुम् इच्छामि भवत्याः भवत्याः आपणे रञ्चित् देसायी महोदयस्य खावाप् पुस्तकमस्ति वा अस्ति वा आम् अहं केवलम् एकम् इच्छामि हा आम् आम् आम् एवम् अभ्यङ्कर् महोदयस्य अस्ति वा अस्ति वा आम् आम् एवं वपुकाये महोदयस्य कथासङ्ग्रहः अस्ति वा आम् आम् आम् एवं संस्कृतभारत्याः पुस्तकानि अस्ति किं कानिचन पुस्तकानि तत् भवत्याः

तत्र संस्कृतभारत्याः अस्ति बालकेन्द्रस्य पुस्तकानि सन्ति अनन्तरं तत्र अष्टाध्यायी अस्ति वा अष्टाध्यायी अस्ति लघुसिद्धान्तकौमुदी अस्ति एवं वा एवं न शब्दकोशः बृहत्

अमरकोशः

अहं संस्कृतं मराठी च इच्छामि आं हा अमरकोशः अस्ति वा वैजयन्तीकोशः वैजयन्तीकोशः अपि अस्ति अस्तु अस्तु एवं भगवद्गीता अस्ति वा गोरक्पुर् प्रेसस्य गोरक्पुर् गोरख्पूर् प्रेस् अस्तु अस्तु अस्तु भवत्याः समीपे नास्ति वा आम् आम् एवम् एवं नवनीत् प्रकारसंस्थायाः धातुः धातुरूपं शब्दावली अस्ति एवम् अस्ति एवम्

हा नूतनाङ्कस्या मूल्यं किं पञ्चाशत् अस्ति वा एवं वा एवं संस्कृतं भाषायाः तत्र गीतानि अस्ति गेयपुस्तकानि अस्ति वा आम् आम् अहमागच्छामि आमाम् आमाम् आमां प्रेषयामि अहं हा सूचीं प्रेषयामि